अहं गतसप्ताहे एकां नूतनां घटीं स्वीकृतवान् तस्य नाम गूगल् वाच् इति यतः एतस्याः एतस्य दूरवाण्या सह सम्पर्कं भवति अहं बहूनि कार्याणि अस्यां घट्यां सुलभतया कर्तुं शक्नोमि एकम् उदाहरणं तु एवमस्ति यदि कमपि गीतं शृण्वन् अस्मि ततः अग्रे अथवा पृष्ठतः गन्तुम् इच्छामि तर्हि अहं घट्यामेव कर्तुं शक्नोमि तावदेव न अस्मिन् स्वस्य शरीरस्य विषये अपि बहु ज्ञातुं शक्नोमि प्रमुखतया क्रीडा समये अथवा धावनसमये मम हृदयस्य ग गतिः अथवा बहुविधाः विषयाः प्राप्यन्ते एवमेव यदि कदापि वृष्ट्यां चलनं भवति अथवा जलक्रीडा क्रीडनीया एता एतेषु स्थानेषु अपि एतां घटीम् उपयोक् उपयोगं कर्तुं शक्यते यतः जलेन एतस्य नष्टं न भव जलेन एषा नष्टा न भवति